मम प्रदेशे विद्यमानाः समुदायाः बहवः सन्ति किन्तु तस्मात् ग्रामीणनामकः एकः अस्ति ग्राम्यसमुदायः प्राचीनकालात् मानवजीवनस्य निवासस्थानमस्ति अतः एकः समयः आगतः यदा अस्माकं ग्राम्यजनसङ्ख्या पृथक् भवति अद्यत्वे औद्योगिककरणस्य नागरीककरणस्य च प्रभावः जनान् नगराणि प्रति प्रोत्साहयति परन्तु अद्यत्वे अपि प्रदूषितनगरवातावरणेन प्रभाविताः जनाः ग्रामीणक्षेत्रस्य शुद्धतां स्वच्छतां च दृष्ट्वा ग्रामीणसमुदायेषु निवसितुं प्रोत्साहिताः भवन्ति अद्यत्वे ग्राम्यसमुदायस्य परिवर्तनशीले वातावरणे ग्रामीणसमुदायस्य परिभाषाः कर्तुं कठिनम् अस्ति समुदायस्य सदस्यानां जीवने समानता दृश्यते तेषां भाषा रीतिः परम्परायाः इत्यादिषु साम्यम् अस्ति सर्वाणि सामुदायिकपरम्परायाः नियमाः च सदस्ये समुदायस्य कल्याणाय विकासाय च निर्मीयन्ते अतः समुदाये समतायाः अन्वेषणं स्वभाविकं च अस्ति एवं प्रकारेण समुदायात् सौहार्दता वर्धते